नमस्ते महोदय एतत् साइी एजेन्सि खलु अहं नाग्पूर्तः एव अस्मि अधुना विरामकालः इति गृहीजि गृहीयजनाः सर्वे दिनद्वयं यावत् प्रवासं कर्तुम् इच्छामः अतः अस्मभ्यं यानस्य तथा चालकस्य अपेक्षा अस्ति वयं तु अष्ट जनाः स्मः तत्र वृद्धाः बालाः अपि सन्ति अतः सर्वेभ्यः यत् आनुकूल्यं भवेत् तादृशं यानं प्रेषयतु वयं शेगावक्षेत्रे गन्तुम् इच्छामः यदि याने सन्रूफ़् वर्तते तर्हि बालकेभ्यः बहु सम्यक् भवति ज्येष्ठानां कृते तु पादप्रसरणार्थं यथा आनुकूल्यं भवेत् तथा आसनानि स्युः मध्यमवयस्काः सन्ति इत्यस्मात् गानं श्रोतुं साधनानि अपेक्षितानि तथा च द्रष्टुं चित्रमाध्यमम् अपि अपेक्ष्यते तथा च उत्तमः सुशीलः चालकः अपेक्षितः कृपया उत्तमं यानम् उत्तमं चालकं च व्यवस्थापयन्तु तथा च संहत्य मौल्यं कियद्भवति इति च ज्ञापयन्तु